वरदक्षिणा अवश्यं दातव्यम् इति नियमः नास्ति किन्तु तथापि वयम् उपायनरूपेण एव एकं कन्यारत्नं वयं दद्मः तर्हि तदेव उत्तमम् उपायनम् इति विचिन्त्य तस्य उपायनस्य संरक्षणं जीवितान्तं वयं कुर्मः चेत् तदेव उत्तमम् उपायनं वरस्य कृते भवति पुनः वरः अपि चिन्तनीयं एवम् उपायनानि अन्यानि वयं स्वीकुर्मः चेत् अपि नाम कन्यासम्बद्धजनानां कृते अपि क्लेशः भवति किन्तु कन्यासम्बद्धजनाः किमर्थं दीयन्ते इत्युक्ते मम कन्यायाः कृते अन्यस्मिन् स्थले किमपि कापि न्यूनता न स्यात् इति विचिन्त्य उपायनानि दास्यन्ति किन्तु आधुनिककाले उपायनानि अवश्यं दातव्यानि इत्येव नियमः रूप् नियमत्वरूपेण चिन्तयन्तः अधिकम् अधिकं पृच्छन्तः सन्ति किन्तु तद् उत्तमं वा एकवारं चिन्तनीयमस्माभिः